मम इष्टतममं चारणस्थानं यत्र गतं तत् स्कन्दपर्वतः इति तत्र वेस्टन् गाट्स् मध्ये एव वर्तते तत्र अनुभवस्तु बहुसमीचिनः आसीत् त्रिदिनात्मिकः तत्र चारणावासः आसीत् तत्र चारणं तु बहुभिस्साकं कृतं नाम मित्राणि इति न परम् एकं तत्र किं ग्रूप् बुक्किङ्ग् मध्ये मया तत्र पञ्जीकृतं तत्र च बहवो जनाः आसन् तैस्साकम् अपरिचितैस्साकं मया गतम् आसीत् तत्र त्रिचिनात्मके चारणे तत्र क्लेशः इति नानुभूतः यतोहि मे तु चारणम् इष्टं परं तत्र जलं न लब्धं मध्ये तत्र कदाचिद् आहारादिकं न लब्धं पुनश्च तत्र चारणमार्गः सम्यग् नासीत् अतः अन्यथामार्गेण गन्तव्यं तत्र अवसरः आगतः एतादृश तत्र सन्दर्भाः प्रसङ्गाः आसन्